अहं महाराष्ट्रप्रदेशे वसामि अत्र कबड्डि इति लोकप्रियः क्रीडाप्रकारः अस्ति अत्र बालकः बालिकाः अपि खेलन्ति अत्र शालेयः बालकबालिकाः अपि आगच्छति एतद् एवम् अष्टादश द्वाविंशतिः वयांसि वा जनाः अपि अत्र आगच्छन्ति सामूहिकरूपेण एतत्क्रीडाप्रकारः क्रीडन्ति तत्र भव्यप्राङ्गणम् अपि अस्ति एतत्कृते विविधस्पर्धाः भवन्ति न राज्यस्तरीयाः एव जिल्लास्तरीया अपि विविधाः स्पर्धाः अत्र भवन्ति एतत् कृते विविधाः पारिदोषिकम् अपि वितरन्ति एव सम्यग्रूपेण सर्वे जनाः मिलित्वा एतत् क्रीडाप्रकारं खेलन्ति